अस्माकं प्रदेशे बहवः पूजा बहूनि पूजास्थानानि वर्तन्ते तत्र विशेषतया प्रतिदिनं पूजां कुर्वन्ति अपि च यदा विशेषावसारः भवति उदाहरणार्थं प्रतिपत् पौर्णिमा अमवास्या मङ्गलवासरः इत्यादिविशेषदिनेषु विशेषवारेषु च बहु सम्यक् अत्यद्भुतरीत्या पूजां कुर्वन्ति अपि च तत्र बहवः ग्रामीणजनाः अपि च आगच्छन्ति तत्र यदा ग्रामीणजनाः आगच्छन्ति ते एव स्वस्य स्वस्य कुल उत्सवः यत्र प्रवर्तते देवस्थाने यस्मिन् देवस्थाने प्रवर्तते तत्र ते एव स्वयम् उत्साहतया कार्याणि कुर्वन्ति मार्जनं सम्मा सम्मार्जनम् अपि च अवकरनिवारणं अनन्तरं तृणनिवारणम् इत्यादिरूपेण ते एव उत्साहतया स्वयं प्रेरणया तत्र कार्याणि कुर्वन्ति अनन्तरं तत्रा पूजां यः करोति सः अपि तेभ्यः उपाकारं यथा भवेत् तद्वत् सः अपि व्यवहारं दर्शयति अपि च तेन अस्माकं परम्पराः उत्सवाश्च समुदायस्य अस्मितां प्रभावयन्ति कथम् इत्युक्तौ इदानीं कथं कदाचित् उत्सवे जात्रा उत जात्रोत्सवः भवति अनन्तरं तत्र पूजां यः करोति सोपी प्रेरणया तेब्यः तीर्थप्रसादादिकं मङ्गलारतिं च कृत्वा ददाति तेभ्यः तेषां मनसि ये पूजार्थमागच्छन्ति तेषां मनसि देवानामुपरि स्वयं उत्साहः वर्धते अपि च भक्तिभावः श्च वर्धते तेन तेषां मनसि अपि तस्य प्रभावः भवति तादानीं तेषाम् अभिवृद्धिरपि दृश्यते अतः अस्माकं मम प्रदेशे एकस्मिन् वर्षे पञ्च बृहन्तवर्षा उत्सवाः आचर्यन्ते